आमां मम भ्रमणध्वनिः कुतः लब्धः भवत्याः कृते एवमेवं हा

आमाम् अवश्यं श्क्नोमि परन्तु भवतां गृहं कुत्र वर्तते एवम् आर् के सोसैटि ओके ओके अस्तु अच्छा अस्तु आम् अहम् आम् अहं कार्यं कर्तुं शक्नोमि परन्तु वा किञ्चित् मम मम कृते तत् दूरं भवति तर्हि किञ्चित् विलम्बेन अहं तत्र आगच्छामि प्रतिदिनं कार्यार्थं कदारभ्य कार्यं कर्तव्यं वर्तते वर्तते श्वः तः एव वा मम अन्यत् कार्यं वर्तते श्वः दिनद्वयानन्तरम् आगच्छमि चेत् चलति वा

पश्यतु मम तु एवं वर्तते यत् अहं मासस्य कृते द्विसहस्रं स्वीकरोमि परन्तु तथापि भवती एवम् अपाट्मेण्ट् मध्ये वसति तर्हि तद्दृष्ट्वा नाम भवत्याः गृहं कियद् बृहद्वर्तते तद्दृष्ट्वा एवञ्च किं किं तत्र कार्याणि कर्तव्यानि तत्सर्वं दृष्ट्वाहं धनं वक्ष्यामि तथा तु नार्मल् यत् कार्यं क्रियते मार्जनमित्यादिकं पा पात्रस्य मार्जनं तत् सर्वं मया मासस्य कृते द्विसहस्रं स्वीक्रियते एवम् एवं नाम पाकसिद्धिं त्यक्त्वा अन्यत् सर्वं करणीयं खलु हा तर्हि किञ्चित् त्रिसहस्रं यावद् ददातु नाम सर्वं कर्तव्यमादिनं भवत्याः एव गृहे वसामि चेत् किञ्चिदधिकं धनम् अपेक्ष्यते एवमेवम् अहम् आगच्छामि परश्वः अनन्तरम् आगत्य भवत्याः गृहमपि पश्यामि अहं कार्यं कर्तुं सिद्धा अस्मि तावदेव धनस्य केवलं द्रष्टव्यं भवति अहमागच्छामि तदनन्तरं वयं चिन्तनं कुर्मः यत् कियद्धनं दातव्यमिति एवम् अस्तु मिलामः आम् अवश्यम् अवश्यम् अवश्यम् अहमागच्छामि